वयञ्च संस्कृतछात्राः स्मः तस्मात् संस्कृते तावत् अनेकानि सुभाषितानि शृतानि तैश्च सुभाषितैः अस्माकं सर्वदा बोधः भवत्येव कश्चन जीवनपाठः वर्तते तत्र परोपकारः इति यः विचारः वर्तते स च विचारः जीवने बहु प्रमुखं पात्रम् आवहति यतः वृक्षादीनि अपि परोपकाराय एव वर्तन्ते एवं नदी परोपकाराय वहति गावः परोपकाराय क्षिरं ददति इत्थं सम्पूर्णप्रकृतिः परोपकाराय इत्येव निर्मिता वर्तते वृक्षः स्वकीयं फलं स्वयं न खादति जनेभ्यः दीयते प्राणिभ्यश्च दीयते इत्थम् अस्माकम् इदं शरीरमपि परोपकाराय एव वर्तते अतः अस्माभि परोपकारः करणीयः इति अयं विचारः मम जीवने बहु प्रभावम् अजनयत् एवञ्च सेवा भावना स्यात् तत्र अस्माकं सेवादीनां करणेन स्वकीयमपि प्रयोजनं भवति अन्येषामपि प्रयोजनं भवति अतः परोपकारसेवा परसहायम् इत्यादिकम् अस्माभिः अवश्यं करणीयम् इति